अस्माकं प्रदेशस्य वैद्यव्यवस्था तु अत्यन्तम् उत्तमा अस्ति तत्र सर्वविधव्यवस्थाः उपलभ्यन्ते लघुरोगस्य अनन्तरं बृहद्रोगस्य अर्बुदादि बृहद्रोगस्यपि शुश्रूषार्थम् अत्र व्यवस्था अस्ति बृहत् वैद्यशालार्थम् अत्यन्तम् अधिकं धनस्य अधिकधनस्य अपेक्षा अस्ति किन्तु सर्वकारीयवैद्यशालाः अपि अत्र बह्व्यः सन्ति तत्र सर्वेपि गन्तुं शक्नुवन्ति सर्वैः तस्य तस्याः उपयोगं कर्तुं शक्यते कोविड् समये तु वैद्यशालाः सम्यक् कार्यं कृतवत्यः यथा व्याक्सिनेषन् इत्यादिषु ते काले काले दत्त्वा जनेभ्यः अत्यन्तम् उपकारं कृतवत्यः